नमस्ते महोदय भवन्तः दूरवाणीं कुर्वन् माम् भवतां गृहे किमपि जलसम्बन्ध प्लम्बिङ्ग् समस्या अस्ति इति का समस्या आम् आम् आम् धन्यवाद धन्यवादाः

आ हा आम् आम्

हा इदानीं इदं इदं तु अहं एकवारम् अहम् पश्यामि किमस्ति इति हो इदं इदं तु ओन्द् एक् एक इञ्च् पैप् वर्तते खलु इदानीं

द्वयम् आम् हा इञ्च् द्वयं वयं स्थापयाम तद् किं अनुकूलं भवति कदाचित् गृहिन्याः भवन्ति खलु तत्रैव कदाचित् प्रक्षालनं काल तत्रैव स्थापयन्ति अतः इयं समस्याः इति अहं भावयामि आम् आम् ततः अतः इञ्च् द्वयं हा तत् तु न शक्यते महोदय ते तासां बहु कार्यं भवति खलु कार्य मध्ये इदं भवति इयं सर्वं आम् तत् तः आम् आ अत्र निकटे आपणानि वर्तन्ते वा आम् आम् अस्तु अस्तु गम् इत्यादिकं गृहे अस्ति वा इदानीं अहं नानीतवान् अहं एकवारं दृष्ट्वा गच्छामि इति चिन्तितवान् आ आ तद् फ़ेविकाल् न चलति तत्र पैप् गम् अन्यदेव भवति अस्ति वा अस्ति वा हा अस्तु अस्तु अस्तु अस्तु आम् आम् महोदय किञ्चित् अड्वान्स् लभ्यते वा अहं पैप् आनेतव्यम् अतः इदानीं भवन्तः पञ्चशतं प्रयच्छन्तु किञ्चिदेव अपेक्षितं खलु अहम् एकवारं गत्वा अहम् आनयामि हा गूगल् पे वर्तते महोदय गु अस्तु अत्रैव प्रेषयन्तु अहम् आपणम् अत्रैव अस्ति खलु गत्वा आनयामि आम् आम् अस्तु महोदय अस्तु महोदय अस्तु अस्तु अस्तु धन्यवादाः अद्यैव अद्यैव समाप्यामि अद्येव समाप्यं चिन्ता मास्तु आम् आम् तत् जानामि भवन्तः शिक्ष् अध्यापकः वर्तन्ते अहं जानामि अद्यैव अस्मिन्नेव दिने समापयामि आम् आम् अस्तु धन्यवादाः अस्तु अस्तु अस्तु अस्तु अस्तु